बाल्ये मम जीवने अवस्मरणीया घटना एका सञ्जाता मम बाल्यकालादपि जलविषये भयं वर्तते तत् किमर्थमिति मया न ज्ञायते तत्र जलं यदि पश्यामि अहं अधिकं जलं पश्यामि तर्हि मम भीतिः आरभ्यते एकरीत्या शिरोभ्रमणमपि भवति कदाचित् वृष्टिकालः मम गृहस्य समीपे एव एकं रैल्वे स्थानकं वर्तते तस्य अधः वृष्टिकाले बहु जलं गच्छति अहं तदा तद्द्रष्टुमिति गता तत्र तस्मिन् काले मया तस्य उपरि चरणं क्रियमाणमासीत् अधः तावत् जलमासीत् तद्दृष्ट्वा एकधा एव मम शिरसि किमपि भ्रमणमारब्धं तत् भ्रमणेन अहं तत्रैव पतिता अनन्तरं किं जातमित्येव मया न ज्ञातम् अर्थात् सा एका विशिष्टा घटना जाता आसीत् तस्मिन् काले मम जीवने तदा अहं बाल्यावस्थायाम् आसम् तस्मिन् काले एषा घटना सञ्जाता